भारतस्य राजनीतिः तथा राजकीयपक्षानां विषये विशेषतया कोऽपि अभिप्रायः नास्ति प्रजाप्रभुत्वे वाक्स्वातन्त्र्ये मह्यं वा रोचते ना रोचते इति अनेकविषयाः सन्ति इष्टतमया अथवा इष्टतमा राजनेता कापि नास्ति तेषां मेलनमपि न इच्छामि